महाभारतं पञ्चमवेदः इति अभिप्रायः वर्तते पञ्चमो वेदः महाभारतम् इति तत्तत्सम्प्रदायेषु दृश्यते अत्र महाभारतं वेदतुल्यम् इत्यस्मिन् विषये बहवः प्रमाणाः वर्तन्ते तत्र स्वारस्यं किम् इति चेत् तत्र वेदादिशास्त्रेषु यत् भगवन्तस्य भगवतस्य सर्वोत्तमत्वं यत् प्रतिपादितं तदेव महाभारतग्रन्थे प्रतिपादितं वर्तते परन्तु अत्र नाट्यशास्त्रं वेदतुल्यम् इत्यस्मिन् विषये विप्रतिपत्तयः वर्तन्ते तत्र स्वारस्यं किम् इत्युक्ते तत्र महाभारते यानि विषयाणि निरूपितानि तदेव वेदादिशास्त्रे वर्तन्ते यद् वेदादिशास्त्रे अस्ति तदेव महाभारते उक्तौ वर्तते